मम अत्यन्तम् इष्टा क्रीडा क्रिकेट् इति यतोऽहि क्रीडनं स्वास्थ्याय हितकरं भवति क्रिकेट्क्रीडं क्रीडनम् अत्यन्तं लोकप्रियमस्ति इदं क्रीडनं प्रायः विश्वस्य सर्वेषु देशेषु क्रीड्यते अन्ताराष्ट्रिया क्री क्रिकेट्स्पर्धाश्च आयोज्यन्ते अस्मिन् क्रीडने द्वेदले भवतः प्रत्येकदले एकादश क्रीडकाः भवन्ति एकदलं कन्दुकं प्रक्षिपति प्रक्षिपति अपरञ्च कन्दुकं प्रहरति यस्य दलस्य धावनानि अधिकानि भवन्ति तद्दलं विजयं प्राप्नोति एतेन परस्परस्पर्धासंयोगभावना च वर्धते देशस्य युवकानां स्वास्थ्याय विकासाय अन्ताराष्ट्रियसम्बन्धविकासाय च क्रिकेट्क्रीडनस्य सम्वर्धनाय अस्माभिः सर्वविधः प्रयासः कर्तव्यः अतः मम अत्यन्तम् इष्टा क्रीडा क्रिकेट् अस्ति तथा एतत् क्रीडनं रोच् रुचिकरम् अपि जायते